हरिः ओम् अहं किञ्चित् आहारविषये ओर्डर् दत्तवान् परन्तु इदानीं पर्यन्तम् अहं न प्राप्तवान्

समयं कति समयः कियत् समयः भवति इति